हरिः ओम् फ़ोटो शोप् तः वदति वा एवं फ़ोटोशूट् करणीयमस्ति प्रीवेडिङ्ग् तथा वेडिङ्ग् अपि आं भगिन्याः विवाहः अस्ति मार्च् मासस्य विंशतिदिनाङ्के अस्ति एवं वा अस्तु तर्हि प्रीवेडिङ्ग् इतस्य प्रीवेडिङ्ग् अपि करणीयमस्ति तर्हि तस्य पेमेण्ट् कियत् स्वीकरोति भवान् एवं वा तथा वेडिङ्ग् अपि एवं नाम तत्र स्थलमत्र कर्पुर् बाव्रि इत्यत्र शक्यते वा प्रीवेडिङ्ग् वान्यत्र भवान् एव स्थलं वदतु एवम् एवम् अस्तु तर्हि कति दिनानि तत्र अपेक्षितानि एवं समाप्यते वा दिनद्वयात् अस्तु तर्हि कदा करणीयं प्रीवेडिङ्ग्

अस्तु तर्हि मासान्ते एवम् एवम् अस्तु तर्हि आहत्य कति रूप्यकाणि भवान् स्वीकरोति

एवमेवं रिसेप्षन् अपि अस्ति तत्रापि करणीयमस्ति

न्यूनं भवति वा किञ्चित् यतो हि बहु अस्ति एवं ध्वनिः न सम्यक् आगच्छति भवतः एवम् एवम् एवम् अस्तु वदतु तर्हि अस्मिन् मासान्ते वयं वी प्रीवेडिङ्ग् शूट् कुर्मः अनन्तरम् अनन्तरं मार्च् मासस्य अहं वदामि कदा तद् रिसप्शन् अपि वर्तते तदपि करणीयमस्ति तर्हि मम पिता आगमिष्यति भवतः अड्रेस् वदतु

अस्तु अस्तु वयम् आगच्छामः धन्यवादः